मम क्षेत्रं कृष्णराजक्षेत्रं तस्य इदानीं तत्र बी जे पी तः श्री श्रीवत्सः अधिकारि भवति सः राजकीयनेता अस्ति तस्य कार्यसूचनाः बहवः सन्ति आगामिनिकाले सः किं किं करोति इति द्रष्टव्यम् स तस्य तत्र पूर्वं एन् के सोमशेखरः आसीत् सः कोंग्रेस् पक्षीयः सः किञ्चित् कार्यं कृतवान् अस्ति इदा स निर्धनानाम् अपि सः सहायं कृतवान् अस्ति तत्र तेषां कृते कार्ड्स् दीयते स्म आरोग्यविषये आरोग्यकार्ड् अस्ति तथा पडितर कार्ड् तेषां दानम् सः कृतवान् इदानीं श्रीवत्सः किं करोति इति द्रष्टव्यम् परन्तु तस्य वचनानुसारं सः सर्वम् अमुकू अनुकुलमपि करोति इति उक्तवान् परन्तु किं करोति इति द्रष्टव्यम्